मम इच्छा मल्लिका पुष्पं यदि स्वीकर्तुं बीजम् आरोपयितुं मम इच्छास्ति तत् पादपाः तथा मम स्थाने इत्युक्ते मम गृहे एव स्थापितवान् पुनः जम्बूफलम् जम्बूफलनिमित्तं वृक्षं लघुवृक्षम् आरोपितवान् तथा इच्छा प् छात्रानपि प्रेरयामि सर्वथा तत् ओक्सिजन् पुनः ते वेप इति एकः पादपः भवति वेप मम गृहेव आसीत् हैद्राबादनगरे तत्र वेप वेप अत्र कर्नाटके तथा न भवति प्रसिद्धः नास्ति अत्र अधिका वृष्टेः कारणतः अत्र शृङ्गगिरौ प्रायः यदि मलेनाडुः इति प्रदेशे न भवति स्म मम प्रदेशे सर्वदा तत्तु सम्यक् वायुः सम्यक् वा तत्र कार्बन् कार्बन् डैआक्सिड् स्वीकृत्य आक्सिसन् यच्छति स्म तत् सः च वृक्षः उत्तमः भवति तद् निमित्तं तन्निमित्तं मम त तत् स लघुवृक्षमारोपितुं मम बहु इच्छा भवतीति